मम ग्रामे इदानीं मुक्तशौचः नास्ति सर्वेषां गृहे शौचालयव्यवस्था अस्ति एव पुरातनकाले ग्रामे मनुष्याः मुक्तस्थाने गत्वा शौचं कुर्वन्ति स्म तेन बहुसमस्याः जाताः यथा मुक्तशौचः विविधरोगाणां कारणं भवति अनुचितमानवक चरनिष्कासनेन एतेषां रोगजनकानां सम्पर्कस्य साध्यता अपि वर्धते यत् स्थानान्तरणीयसाङ्क्रामिकरोगाः अतिसारः टैफा़य्ड् तथा मलेरिया कलेरा वैरल्सङ्क्रमणं च इत्यादीनि उत्पद्यन्ते मुक्तशौचः पर्यावरणं प्रदूषयति दुर्गन्धः रोगजनकक्रिमीणां प्रसारणमपि अनेनैव भवति